एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्टौ नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षष् अष् न सप्तदश अष्टादश एकोनविंशतिः विंशतिः एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षट्विंशति षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुश्तिं चतुस्त्रिंशत् पञ्चत्रिंशत् अष् षड्त्रिंशत् सप्तत्रिंशत् अष्टत्रिंशत् एकोनचत्वारिंशत् चत्वारिंशत् एकचत्वारिंशत् द्वाचत्वारिंशत् त्र्य त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चपञ्च पञ्चचत्वारिंशत् षड्पञ्चा षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् एकोनपञ्चाशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् एकोनषष्टिः षष्टिः एकषष्टिः द्विषष्टिः त्र त्रिषष्टिः चतुश्षष्टिः